प्रथमः दिनाङ्कः भवति एकविंशत्यधिक विंशतितमवर्षस्य अगश्ट् मासस्य पञ्चदशतम दिनाङ्कः द्वितीयः दिनाङ्कः भवति एकविंशत्यधिक उनविंशतितम वर्षस्य सेप्टेम्बर् मासस्य पञ्चदशदिनाङ्कः तृतीयः दिनाङ्कः भवति एकविंशत्यधिक अष्टादशतम अष्टादशतमवर्षस्य अगष्ट् मासस्य चतुर्दशः दिनाङ्कः चतुर्थः दिनाङ्कः भवति एकविंशत्यधिक सप्तदश सप्तदशतम वर्षस्य डिसेम्बर् मासस्य एकविंशतितमः दिनाङ्कः पुनः पञ्चमः दिनाङ्कः भवति एकविंशत्यधिक षोडशतमवर्षस्य जन्वरि मासस्य षोडशः दिनाङ्कः